मम अभिप्राये ग्रां ग्रामे ये सन्ति तेषाम् उद्योगत् प्रमुखः उद्योगत्वेन यदि कृषिः एव स्वीक्रियते तर्हि तत्र सम्यक्तया परिश्रमः स्थापनीयः नाम एतावद् टै समयः स्वीकर्तव्यः एतावान् समयः स्वीकर्तव्यः तत्र निर्दिष्टं भवेत् वर्षद्वयं वर्षद्वयम् अहं सम्यक्तया सा किम् परिश्रमं तत्र करोमि परिश्रमेण तत्र करोमि इत्यादि आगच्छेत् यदि तथा कुर्वन्ति तर्हि तद्विषयकं ज्ञानम् अपि आदौ प्रापयेयुः नाम सम्यक् तत्र आदौ कृषिक्षेत्रं चयनं कर्तव्यम् तद् कृत्वा अनन्तरं सम्यक् जलम् इत्यादि तत्र यथा व्यवस्था कृषिकार्यार्थं यथा सम्यक् भवेत् तथा तत्र क्षेत्रस्य सिद्धता करणीया तदुत्तरम् यं कमपि नाम समीचीनः यः कृषिं जानाति तादृशं गृहीत्वा कृषिविषयकं ज्ञानं सम्पादयेत् तदुत्तरं सा आदौ तत्र साधनानि यानि अपेक्षितानि तादृशं स्वीकृत्य अनन्तरं सम्यक्तया आरम्भं कुर्यात् अनन्तरं प्रतिदिनं जलं जलसेचनं समये समये गोमयस्य इत्यादि सावयवः इन्धनं स्त सावयववस्तूनां स्थापनम् इत्यादि कार्यं तत्र सः कुर्यात् तेन सम्यक् क्रमेण उत्तमं रूपेण फलानि प्राप्तुं प्राप्तुं शक्यन्ते इति वक्तुं शक्यते